मम परिचिताः महाविद्यालयस्य उपाधियुक्ताः बहवः सन्ति यदि एकःछात्रः ज्ञानं प्राप्तुम् महान् परिश्रमं करोति तत्र अध्ययनं करोति शोधकार्यं करोति एवं सर्वं कृत्वा ज्ञानम् उत्तमज्ञानं प्राप्नोति गाढं कस्मिन्नपि विषये गाढं ज्ञानं प्राप्नोति चेत् सः उत्तमविषयः तेन सः उपाधिं प्राप्नोति इति उत्तममेव भवति पुनः तस्मिन् विषये सः यत्रकुत्रापि तस्य विचारान् प्रतिपादयितुं शक्नोति तत्र विमर्शनं कर्तुं शक्नोति इति सम्यकस्ति उत्तममेव इति यदि एका उपाधिः प्राप्नोति तेन उत्तमम् उद्योगमपि प्राप्नोति एतेन तस्य जीवनमपि सुखकरम् उद्योगं सम्यक् उद्योगं प्राप्य सुखकरजीवनमपि सः वोढुं शक्नोति इति कारणेन उपाधिप्राप्तिः उत्तमविषयः इति मम चिन्तनम्